विज्ञानस्य तन्त्रस्य विषये मोहः नास्ति यतोहि प्राक् किमपि न आसीत् अर्थात् दूरवाणीं वा द्विचक्रवाहनं वा इत्यादिकं न आसीत् तदा तत्र केवलम् पत्रव्यवहारेण मन मानवाः व्यवहारं कुर्वन्ति स्म तेन बहु विलम्बेन अन्येभ्यः तत्पत्रं लभ्यते स्म तस्मात् व्यवहारः विलम्बेन भवति स्म किन्तु विज्ञानिनः दूरवाणी इति नूतनं किञ्चित् वैज्ञानिकम् आविष्कृतवन्तः तेन यथा अन्यं सम्बन्धिं वयं शीघ्रं प्राप्नुयात् प्राप्नुमः इति साफल्यम् तया दूरवाण्या एव बालकाः नाशयन् नाशं प्राप्नुवन्तः सन्ति तेषां नाशः जायमानः इति विपरिणामः इत्येवं विज्ञानविषये अभिमानोऽपि अस्ति दुरभिमानोऽपि अस्ति यथोहि यतोहि विज्ञानिनः बहूनि वस्तूनि आविष्कृतवन्तः ता तानि वस्तूनि मानवः स्वार्थार्थम् उपयुज्य परिसरस्य अन्येषां जीविनां नाशं कुर्वन्नस्ति यथा द्विचक्रवाहनद्वारा वायुमालिन्यं करोति बस्द्वारा सा गन्तुं शक्नोति तथापि स्वकीय द्विचक्रवाहनम् आनयति तेन वायुमालिन्यं भवति रेफ़्रिजिरेटर् इति एकम् आनयति तेन ओज़ोन् पद्रस्य नाशः भवति इत्येवम् विज्ञानिनः ये आविष्कृतवन्तः तेन मानवः स्वस्वार्थार्थम् उपयोगं कुर्वन् परिसरस्य नाशं कुर्वन्नस्ति अतः विज्ञानिनः तदर्थम् ई वि अर्थात् विद्युत्शक्तिद्वारा वाहनं यथा गच्छेत् तादृशमपि अन्विष्टवन्तः तद् परिसरसौकर्याय अस्तीति वदन्ति किन्तु पत्रिकासु तस्य विषये अपि अपवादः अस्ति तत्र चार्ज् करणवेलायां यः परिणामः आगच्छति तेन पेट्रोल् वाहनापेक्षया द्विगुणितं मालिन्यं परिसरे भवति इति किन्तु वैयक्तिकं वाहनम् एव निषेद्धव्यम् इति अभिप्रायः विज्ञानस्य तन्त्रस्य उपरि मोहः नास्ति किन्तु इदानीन्तन बालकाः दूरवाण्याः उपरि सर्वदा भवन्ति गृहे ये आगच्छन्ति तानपि न पश्यन्ति इति इति दौर्भाग्यम् आसक्तविषयाः के इति चेत् जीविनां विषये मानवः जीविनां विषये अध्ययनम् अर्थात् बयोलजिकलि अध्ययनं वा मानवस्य देहे किं किमस्ति मानवस्य शक्तेः उत्पादनकेन्द्रं किम् इत्यादिविषये अध्ययनम् एव सः आसक्तः इत्यादिविषयेषु अध्ययनं कर्तुम् आसक्तः इति